भारतः एकः देशः अस्ति यः विविदतायां एकतायः भूमि इति कथ्यते एषः देशः विभिन्नसंस्कृतीनां परम्पराणां धर्माणां जातीयसमूहानां देशः अस्ति अत एव भारतीयजनानां वेषभूषः संस्कृतिः परम्परः धर्मः जातिः भाषा इति आधारेण भिन्नः सन्ति आन्ध्रप्रदेशः भारतस्य दक्षिणराज्यमस्ति आन्ध्रप्रदेशे यदा जनाः नृत्यं कुर्वन्ति तदा ते पुरुषः तु कुर्तां धोतिं च धारयन्ति तथा च महिला साडीं धारयन्ति असंराज्ये पारम्परिक वेषः धोती कुर्ता स्त्रियः तु मेखला चादर् अथवा रिहामेखला धारयन्ति बिहार राज्ये पुरुषाणां कृते धोती मिर्जैवा कुर्ता तथा महिलानां कृते साडी अस्ति यथैव सर्वेषु राज्येषु जनः पारम्परिक नृत्येषु वस्त्राणि धारयन्ति पारम्परिक् वस्त्राणि यथा धोति कुर्ता लुङ्गि शाटिका चेलं पैय्जामा नीवि तथा च पारम्परिक आभूषणानि माला मुक्ताहारः कण्ठभूषा कुण्डलं मञ्जीरं हेमकटकं तिल्कं पादकटकः नासा पुष्पम्